मम प्रदेशे महत्वपूर्णाः संस्कृतिसंरक्षणस्य उपक्रमः तावत् वृक्षरोपण उत्सवः पर्यावरणदिवसः नदी परिष्करणम् इत्यादयः सन्ति एतेषाम् उपक्रमाणां साफल्यं सर्वदा एव दृश्यते प्रतिवर्षं तावत् अयं वृक्षरोपणोत्सवः परिपाल्यते तेन अम्फ़ान् चक्रवातः इत्यादयः प्राकृतिकविपर्ययात् परिवेशस्य रक्षणं भवति इतोऽपि पर्यावरणदिवसे अस्माकं प्रदेशस्य विद्यालयेषु महाविद्यालयेषु विश्वविद्यालयेषु कार्यालयेषु च पर्यावरणसङ्क्रान्तकार्यक्रमाः वृक्षरोपणं प्लास्टिक्व्यवहारसङ्कोचनविषये जागरूककार्यक्रमाः इत्यादयः परिपाल्यन्ते तेन प्रकृतेः उपरि महान् प्रभावः भवति नैसर्गिकव्यवस्थायाः अपि बहु उन्नतिः भवति विभिन्नानां पुष्पवृक्षाणां रोपणेन परिवेशस्य नैसर्गिकसौन्दर्यस्य वर्धनमपि भवति एवञ्च नदीसंशोधनेन नद्याः सौन्दर्यमपि वर्धते मम स्वक्षेत्रे पर्यावरणकार्यक्रमदिवसे अहं प्रतिवर्षं प्रातः शोभायात्रया जनजागरणार्थम् एकः वृक्षः एकः प्राणः इति श्लोगानेन वृक्षरोपणस्य महत्वं प्रकटयित्वा पुनः सर्वे मिलित्वा वृक्षरोपणदिकं पर्यावरणकार्यक्रमस्य पालनं च करोमि